मम प्रदेशे पर्यटनमार्गदर्शनः दूर प्याकेज् उपलभ्यन्ते अत्र मार्गदर्शिनः अनेकाः सन्ति तथा च अनेकः इत्येव प्रश्नः वर्तते अत्र सामान्यतया समान्यतया का भाषा भाष्यते इति मम प्रदेशे मम प्रदेशः कर्नाटकः वर्तते कर्नाटके चित्रदुर्ग इति मण्डले अहम् अस्मि तत्र तु कन्नडभाषा एव भाष्यते सामान्यतया सर्वेषां भाषा अत्र कन्नडभाषा वर्तते मम प्रदेशे पर्यटनमार्गदर्शिनः अनेकाः सन्ति मार्गदर्शिनः अनेकाः अपि सम्यक् मार्गदर्शनम् अस्माकं कृते कुर्वन्ति